भोः चालक एतावत् ट्राफ़िक् अस्ति खलु अस्मिन् मार्गे गच्छामः चेत् इतोऽपि कति समयः अपेक्षितः कार्यालयं गन्तुं एतन्मार्गे सर्वदा ट्राफ़िक् भवति तस्मात् गोपालकृष्णमार्गः अस्ति खलु तन्मार्गे गच्छामः चेत् तत्र ट्राफ़िक् न भवति पञ्चदशनिमेषेषु एव कार्यालयं प्राप्स्यामि अतः तम् एव मार्गं स्वीकुर्वन्तु